दक्षिणभारते आहारस्य व्यवस्था एवं वर्तते भात् अनन्तरं मधुरे पश्यामः चेत् मैसूर्पाक् गुलाब् जामून् रस्गुल्ला इत्यादि भवति एवं भोजने तक्रं व्यञ्जनानि क्वथितम् अन्नं सारः इत्येवं रूपेण अन्नमपि बहु रूपेण भवति कुच्चुलक्की इति यदि कथ्यते तद् अनन्तरं प्रचलितः श्वेतयुक्तः श्वेतयुक्तवर्णः आहारः अन्नं एवं दक्षिणभारते एवं रूपेण भवति अपि च मङ्गलूरुप्रदेशे यदि उच्यते तत्रापि कुच्चलक्की इति बहु विश्रुतम् तत्र सर्वे तेषां वा तेषां व्यवस्थानुसारं ते आहारादिकं योजयन्ति एवं वस्त्रस्य विषये तु यदि दक्षिणभारते वस्त्रं यदि स्वीक्रियते तर्हि युतकम् अनन्तरम् अर्धोरुकम् एवं रूपेण भवति यदि तु विद्वांसः केचन पाठशालासु पठ पाठशालायां पठन्ति गुरुकलादिषु पठन्ति ते वेष्टी पुनः उत्तरीयं धरन्ति अनन्तरम् अन्तर्वस्त्रम् एवं भवति दक्षिणभारते तु आहारः एवं भवति रोटिका चपातिका अनन्तरम् पाव्बज्जि साण्ड्विज् इत्येवं भवति तत्र विद्यमानाः छात्राः अपि बहु बुद्धिमन्तः भवन्ति तेषां सर्वेषाम् ऐक्यता ता ऐक्यता दृश्यते दक् दक्षिण किम् उत्तरभारतेषु आहारस्यापि व्यवस्था दक्षिणभारताया भारतस्य अपेक्षयापि भिन्नरूपा भवति वस्त्रे वस्त्रेषु अपि राजस्थान् यदि प्रदेशीयः स्वीकृ राजस्थान् इति स्वीक्रियते तत्रापि बहु विभिन्नरूपेण वस्त्रं भवति एवं तत्रापि उत्तरप्रदेशे आधिक्येन आतपः भवति अत्रापि दक्षिणभारते दक्षिणभारतस्य भूमिः तत्र एवं वर् एवं वर्धते शाकाः नाम तत्र टोमेटो मूल मूलकम् आलूकं गृज्जनम् इत्यादिरूपेण वर्धयन्ति तत्र शिक्षणमपि अन्य अन्यद्रूपेण भवति एवं दक्षिणभारते उत्तरभारते च एतादृशसंस्कृतिः भवति